नमस्ते ओला सेन्टर् वा अहं देवस्मिता केन्द्रीयसंस्कृतविश्वविद्यालयं एकलव्यपरिसरलेम्बुचरायां पठामि अहं स्वः अष्टवादने एकलव्यपरिसरतः जगन्नाथवाटीं गन्तुं शक्नोमि मया सह मम मित्राणित्रय गमिष्यन्ति कियत् धनम् भवति इति ज्ञापयतु धन्यवादः